भोः प्रिये कथमस्ति हे बहु सम्यक् अस्माकम् अग्रिमः विचाराः अथवा अग्रे किं कर्तव्यम् इति लक्ष्यं खलु अस्माभिः चर्चनीयम् भवत्याः किं किमस्ति वदतु भोः आमाम् अत्र भवत्याः जीवने किं साधनीयं किं रिलक्शेशितं वदतु भवती आमाम् सद्यः सम्यक् अनन्तरं किमर्थं तेन किं साधनीयमस्ति तदर्थं वा भोः पश्यतु जीवने एवं भवति किन्तु तत्र इदानीम् अध्यापनादिकं करोति तेनापि सन्तृप्तिर्न भवति वा मम तु पश्यतु अहं मम जीवने पाठनस्य आरम्भः बहु प्रागेव जातः यदा अहम् अध्ययनं कुर्वन्नासं तदानीमेव पाठनमपि आरब्धवान् किन्तु इदानीं पाठने महती आसक्तिरपि अस्ति तद्वत् बहवः अत्र कलाशालायाः अनन्तरमपि पठितुम् इच्छन्ति अतः दूरभाषा दूरभाषया एव दूरवाण्या अथवा इदानीं सद्यस्करमा माध्यमेनापि ते पा पठन्ति अतः अहं शास्त्र पाठने संलग्नो वर्ते अतः तेन बहु आनन्दमपि अनुभवाम्यहम् अतः पाठने भवत्याः आनन्दो नास्ति वा तत्र तत् तद्विषये किं चिन्तयति यदि यदि न भवति तत्र मम मम एवमस्ति यदि पश्यतु यदि न भव अग्रे तर्हि जीवने किं कर्तव्यमस्ति किं साधनीयमिति चिन्त्यते इदानीं तु इदं सद्यः भवति इति किन्तु मम तु प्रश्नः अर्थात् अहं तत् जिज्ञास्तुं मया अथवा तद्विषये ज्ञातुमिच्छाम्यहं यत् भवत्या अग्रे किं साधनीयमस्ति जीवने आम् ओ हो अत्र किं यथार्थेन इदानीं ग्रामे जीवनं दुष्करं खलु भवति अथः तथा सौलभ्यं न भवति नगरेषु इव तथापि तत् निर्वोढुं भवती आत्मानं तत्र समर्थं मन्यते वा एवं सम्यक् इदं बहु युक्तमेव सम्यगेव युक्तमेव एवं सर्वं प्रीत्या भवती करोति एवमत्यन्तं युक्तम्

सम्यक् सम्यक् नैव नैव अहं तु एतद्विषये बहु यथा ईश्वरः इच्छति तथा एवमेव भवेत् इति मम कुत्रापि क्लेशो नास्ति बहु सम्यक् अस्तु अस्तु दैवेश्वरः अनुगृह्णातु